हलो अहं सुचेतसः अस्मि आं मम मनः सम्यक् नास्ति रात्रिशयनं कर्तुं न शक्यते अहम् आम्

भोजनम् इच्छापि न भवति तद् किञ्चिद् चिन्ता अस्ति

आम् मम गृहे आर्थिकसमस्या अस्ति इतोपि ता गृहात् सर्वेषां मनः सम्यक् नास्ति आं मम मातुलः रुग्णः अस्ति अस्तु अस्तु ह्म् अहम् अत्र बहु दूरे अस्मि तर्हि अहं किं करोमि अधुना अस्तु नास्ति मस्तिष्के पीडा भवति अस्तु